हरिः ओम् हरिः ओम् हरिः ओम् हा कृष्णा वदतु आम् अस्तु हा

अस्तु व्याकरणपुस्तकम् आवश्यकम् अस्तु नाम नाम किं नाम पुस्तकम् आवश्यकं भवत्याः अष्टाध्यायी पाणिनि आचार्यः हा

व्याकरणविभागे अन्यानि केचन पुस्तकानि कानिचन पुस्तकानि अस्तु अस्तु ह भवती सम्यक् दृष्टवती वा तत्र परिशोधनं कृतवती वा मम अभिप्रायः तत्र अभिवस् तत्र अभि अस्ति अस्तु अति आधिक्यम् अस्ति एव अस्तु अस्तु आधिक्यमस्ति क्षम्यतां क्षम्यताम् अष्टाध्यायी आवश्यकम् अस्तु अस्तु तत्र श्रद्धां करिष्यामः निश्चयेन श्रद्धां करिष्यामः अस्तु अस्तु मम प्रश्नः ज्ञातव्यं मम प्रश्नः इति जा इति ज्ञा जानामि जानामि अस्तु इदानीं तत्र व्याकरणपुस्तकं लब्धं वा कुत्रतः न लब्धम् हा तस्य नाम वदतु हा प्रश्नः हा कालिदासस्य ह ह तस्य ह अस्तु अस्तु तस्य पूर्णरूपेण संस्कृतपुस्तकम् आवश्यकं वा अथवा अथवा परिभाषा किमपि

हा वदतु क्षम्यतां न श्रुतम् एकवारमपि शास्त्रपुस्तकं ह तस्य नाम

सैन्स् हा अस्तु अस्तु आ अस्तु अस्तु रसायनशास्त्रे केमिस्ट्रिमध्ये वा केमिस्ट्रिमध्ये हा अस्यापि लब्धं उपलब्धिः नास्ति नास्ति क्षम्यताम् अस्तु अस्तु ह तद् अत्र अस्ति भाग्यं भाग्यम् अन्य त्रीणि पुस्तकानि तेन अत्र श्रद्धां करिष्यामः पर्याप्तं श्रद्धां करिष्यामः चिन्ता मास्तु कारणं नाम अत्र पर्य अत्र पर्याप्ताः वर्कर्स् नास्ति तत्र ते अवधिमध्ये आसीत् अतः इति चिन्तयामि निश्चयेन तत्र श्रद्धां करिष्यामः उद्युतरीत्या तस्य परिहरणं करिष्यामि चिन्ता मास्तु चिन् चिन्ता मास्तु धन्यवादः धन्यवादः